हरिः ओं वदतु

आं श्रूयते श्रूयते वदतु किमावश्यकम् आम् तत्र अत्र वर्षात् कारणम् रैन्ज् प्राब्ळम् अस्ति श्रूयते वा श्रूयते वा आम् वदतु वदतु

वदतु भो

आम् आम् अहम् अस्तु ह्यः त्वं किं का अखादत् अस्तु अस्तु चिन्ता मास्तु तद् ग्यास् प्राब्लम् अस्ति त न न न न तद् न न न न गुरुः नास्ति तदेव गेस्ट्रिक् प्राब्लम् अस्ति तद् औषधम् अस्ति आम् अहं वदामि सन्ध्या भोजनानन्तरं द्वौ चमसौ जलूपे खादिष्यति अवगतं वा हा औषधस्य नामः जलूसिल् जलूसिल् अ श्रूयते वा आम् मेडिकल् स्टोर्मध्ये लभ्यते आं तद् श्वः प्रातःकाले अहमपि काले तद् निवारयतु

अस्तु अस्तु आम् आम् अस्तु अस्तु आगच्छ हा मम नाम श्वेता हा भयं मास्तु तद् निवारे आम् धन्यवादः